मम गृहे वातानुकूलः अस्ति तस्य उपयोगः गर्मकाले तस्य उपयोग युपयोगः भवति अनन्तरं मम गृहे शीतकपाटिका अस्ति तस्य उपयोगः अन्नम् अन्नस्य संरक्षणार्थं तस्य उपयोगः भवति तदनन्तरं मम घर् गृहे दूरदर्शनमस्ति तस्य उपयोगः मम मम ज्ञानस्य उद्दिङ्ग् मम ज्ञानस्य वृद्धि कथं भवति इत्यस्य तस्य उपयोगः भवति ग गृहे व्यजनमस्ति तर्हि व्यजनस्याप्युपयोगः गर्मस्य यदा उष्णं भवति तदा तस्य उपयोगः भवति